अहम् एकं स्नानपेनकं स्वीकृतवती मम सखी उक्तवती एतत् स्नानफेनकं सम्यक् अस्ति इति सा उक्तवती इति कारणतः अहं एतत् स्नानफेनकं स्वीकृतवती परन्तु एतत् स्नानफेनकं बहु सम्यक् रीत्या अस्ति मम पिम् मुखस्य पिम्पल्स् अपि गतम् मम एकवारं अहम् स्नानं करोमि चेत् मम फेनकस्य् गन्धं उत् सुगन्धम् आगच्छति अनन्तरं बहु समये तद् तत्रैव तिष्ठति अनन्तरं मम अन्य सख्यामपि एतत् स्नानफेनकं स्वीकरोतु इति अहम् उक्तवती इदानीं अधिकजनां जनाः एतत् प्रोडक्ट् स्नानफेनकं स्वीकुर्वन् अस्मि